भारतदेशे इदानीम् उद्योगक्षेत्रे बहूनि परिवर्तनानि सञ्जातानि वर्तन्ते तत्र बहु विध अभिवर्धनमपि जातमस्ति तेन निरुद्योगीनामपि उद्योगं प्रापयितुं शक्यते एवं भारत उध्य उद्योगक्षेत्रे इतोपि अभिवृद्धिं कथं प्राप्नूयात् इत्यपि बहु चिन्तनम् अस्माकं प्रधानमन्त्रिणां सर्वे सचिवाः कुर्वन्तस्सन्ति अत्र विद्यमाना मुख्यसमस्या किम् इत्युक्ते यदा एकः बालकः इति चिन्तयन्तु सः उद्योगं करोति चेत् तस्य परिश्रमं स् समानं वेतनं न लभ्यते परिश्रमं इतोपि बहु वर्तते परन्तु वेतना न न लभ्यते इत्यतः सा जुगुप्सिता भवति जुगुप्सितेन तह् तह् तेषां परिणामः कार्ये प्रवर्तते कार्यं मन्दं मन्दं करोति आरम्भे बहु शीघ्रं करोति स्म परन्तु कालान्तरे मन्दं मन्दं करोति एवं बहुविध कार्याणि तत्र प्रवर्तन्ते यत्र मिडियेटर् भवन्ति इत्युक्ते इदानीं मार्गनिर्माणार्थं एतद् दत्तम् अस्ति ओर्डर् दत्तमस्ति इति चिन्तयन्तु तदानीं मीडियेटर् यद् ये भवन्ति मध्य वर्तिस्काः ते एव बहु द धनं ते एव स्वीकुर्वन्ति ते ए कार्यं कुर्वन्ति तेषां कृते न यच्छन्ति इत्यतः कारणेन सर्वेपि उद्योगं कर्तुं तावद् उत्साहेन नागच्छन्ति इत्यतः तत्र परिश्रमं विधेयम् इति सूचयामि